मम प्राथमिकम् अध्ययनन्तु एकस्मिन् गुरुकुले एव जातमस्ति तर्हि गुरुकुले एव अस्माकं गुरवः योगाभ्यासस्य महत्त्वं प्रस्थापितवन्तः तर्हि ग् योगाभ्यासे तत्र सूर्यमस्कारः एवञ्च अनैकानि आसनानि प्राणायामाः इति सर्वं ते तत् प्रशिक्षणं दत्तवन्तः तर्हि गुरुकुले प्रतिदिनं वयं षष्टिः सूर्यनमस्कारान् कृतवन्तः स्मः तर्हि तथैव योगस्य योगाभ्यासस्य विषये रुचिः मम मनसि जागृता तर्हि पुनः अग्रे गत्वा अपि संस्कृते एवं च योगविषये अहम् अग्रे अध्ययनं करिष्यामीति तदानीमेव निश्चितम् एवं च गृहजनाः अपि मां सहयोगं कृतवन्तः